यदि पाकशालायां भोजनं निर्माणे यद्यपि व्यञ्जनमध्ये अत्यधिकं लवणं भवति चेत् अहम् अस्य खाद्यस्य अपव्ययं न करोमि अस्यां लवणाधिकं व्यञ्जने अत्यधिकाः शाकाः व्यवहारः कर्तुम् अस्य लवणमात्रं न्यूनं कर्तुं पुनः भोजनार्थं प्रस्तुतयामि यथा लवणस्य मात्रापि न्यूनं कर्तुम् आलुकं अत्यधिकं मात्रेण व्यवहारं करोमि यथा खाद्यस्य अपव्ययं न कर्तुं गरीवजनाः कृते तथा क्षुधार्थः अर्थहीनः जनानां कृते भोजनं वाण्टनं करोमि यद्यपि खाद्ये सर्करायाः परिमाणं अत्यधिकं भवति तेन खाद्ये क्षारयुक्तः खाद्यस्य प्रयोगे अस्य मात्राः न्यूनं करोमि पुनः अयं खाद्यं व्यवहारयोग्यं भवति